द्वधिकद्विसहस्रतमवर्षे जून् मासे अष्टादशदिनाङ्कः अष्टादशाधिकद्विसहस्रतमवर्षः नवम्बर् मासे विंशतिदिनाङ्कः द्वादशाधिकद्विसहस्रतमवर्षः अक्टोबर् मासे द्वादशदिनाङ्कः त्रयोविंशत्यधिकद्विसहस्रतमवर्षः अक्टोबर् मासे सप्तमदिनाङ्कः द्विसहस्रतमवर्षः नवम्बर् मासे चतुर्दशदिनाङ्कः एवम् एतानि दिनानि मया स्मरणि स्मर्यन्ते धन्यवादः